कण्ठस्य श्रान्तता उत स्वरस्य काठिन्यम् अथवा भङ्गः दीर्घकालपर्यन्तम् गीतस्य अभ्यासेनैव भवति दीर्घकालपर्यन्तं यदा गीतं गीयते तदा कण्ठस्य श्रान्तता भवति एवं च स्वरः मधुरः न जातः परन्तु स्वरः कर्कषः जातः यदा कण्ठस्य एवं भवति तैः अधिककालपर्यन्तं गीतस्य अभ्यासः न करणीयः बहिः खाद्यस्य वर्जनं यथा पयोहिमः साम्बार्पदार्थानि वर्जनीयानि इति पुनश्च तद्ध्वनिं रक्षितुं सर्वदा उष्णजलस्य पानं करणीयम् एवं च सर्वदा यः पदार्थमाध्यमेन तथा खाद्यमाध्यमेन कण्ठः कर्कषः जायते तस्य बर्यनम् एवं सर्वदा गीतस्य अभ्यासः करणीयः परन्तु दीर्घसमयपर्यन्तं न परम् अभ्यसेन सर्वं साधितं भवति